रुचिकरस्य प्रश्नस्य विषये वक्तुं शक्नोमि यत् प्रथमं तु सङ्गणस्य सङ्गणकस्य उपरि कार्य मम बहु मोदते यतोहि तत् मम प्रीतिकरं विषयम् अस्ति सङ्गणस्य सङ्गणकस्य उपरि अहम् आदिनं कार्यं कर्तुं शक्नोमि तस्मिन्नपि यदि किमपि नूतनविषयाणाम् अन्वेषणम् इण्टर्नेट् माध्यमेन वा किमपि लेखनं यदि अस्ति चेत् टैपिङ्ग् इत्युक्ते तथा कार्यं रुचिकरं मम वर्तते अनन्तरम् अटनमपि मम रोचते यथा परिवारजनैः सह मिलित्वा कुत्रचित् गन्तव्यं कार् यानेन गन्तव्यं कार् यानम् अपि मम रुचिकरं विषयं वर्तते अहं बहु कार् यानं चालयामि एक स्टेट्तः नेक्स्ट् स्टेटं प्रतिगच्छामि तर्हि कार् यानम् अपि मम रुचिकरं कार्यम् अस्ति तर्हि वयं मिलित्वा कार् यानेन बहूनि स्थानानि दृष्टवन्तः तदपि मम रुचिकरं वर्तते इति